कृषिक्षेत्रे पूर्वं बहुकाठिन्यम् आसीत् हलम् एवं बैलद्वारा कृषिकार्यं भवति स्म बहुसमयः अपि गच्छति स्म किन्तु इदानीं बहुनवीनताविधयः प्रयुक्ताः भवन्ति यथा ट्रेक्टर् इत्यादिकम् एवम् उर्वरकम् इत्यादिद्वारा कृषिकार्यं बहुशीघ्रम् एवं सरलतया प्रचलति एषां विषये अहं बाल्यकालादेव जानामि यतोहि अस्माकं पिता कृषकाः एव सन्ति तत्र अहं सर्वं दृष्टम् अतः तस्मिन् विषये कृषिविषये इदानीम् ये नवीनताविधयः प्रयुक्ताः भवन्ति तेषां विषये अहं सम्यक् रूपेण जानामि इति यथा पूर्वं कृषकाः बहुकाठिन्येन बहुकाठिन्येन अन्नम् उत्पादयन्ति स्म किन्तु इदानीं तादृशी व्यवस्था नास्ति इदानीं बहुसरलतया बहु सम्यक्तया धनस्य उत्पादनं भवति इदानीं कृषकाः बहु आनन्देन कृषिकार्यं कुर्वन्ति इति